मम इष्टतमं पुस्तकं भवति रामायणं किमर्थं नाम रामायणं पठित्वा पितृपालनं पितृवाक्यपरिपालनं कथं करणीयं परिवारे कीदृश साम कीदृशसामञ्जस् स्थापनीयम् इत्यादि वयं ज्ञातुं शक्नुमः अतः रामायणमिच्छामि अनन्तरं चलचित्रं भवति एकम् अहम् इदमिदानीम् एकं चलचित्रं दृष्टवती सीतारामम् इति तत्र नायकः नायिका द्वयोः मध्ये कीदृश प्रेमा भवति इति ते सम्यक्तया प्रदर्शितवन्तः तत्र वल्गरिटि न भवति अधिकतया रोमान्स् इत्यादि न भवति बहु डीसन्ट् रूपेण सम्यक्तया ते प्रेमप्रीतिः नाम किं भवति प्रीतिः नाम कः भवति इति सम्यक्तया ते दर्शितवन्तः अतः तद् अहम् इच्छामि दूरदर्शनकार्यक्रमेषु बालानां गीत गीतास्पर्धा भवति तद् अहं बहु इच्छामि